रामायणं महाभारतञ्च भारतस्य प्रतिष्ठे ते सार्वकालिके रामायणे रामः आदर्शपुत्रः आदर्शराजः च प्रजाराधनाय सः स्वपत्नीमपि त्यजति पितृवाक्यपरिपालकः सः राज्यं त्यजति भातृप्रेम तस्मिन् अधिकम् आसीत् सत्यवाक्यत्वं रामायणस्य मूलं मन्त्रं रामायणम् आदिकाव्यमिति प्रसिद्धं महाकविः आदिकविः वाल्मीकिः इति ख्यातः रामायणे सर्वत्रापि आदर्शप्रतिपादनम् अस्ति महाभारते धर्माधर्मयोः सङ्घर्षः विद्यते अद्यापि सर्वत्र एषः दृश्यते अन्ते धर्मस्य विजयः भवति इति ज्ञायते महाभारतस्य सारभूतायां भगवद्गीतायां कर्मणः प्राधान्यं वदति भगवान् श्रीकृष्णः निष्कामकर्मयोगः जीवनस्य मौल्यं भवति तेनैव मानवः मोक्षम् अधिगन्तुं समर्थः भवति तस्मात् रामायणं महाभारतं च सर्वकालेषु प्रसृते भगवद्गीता अति मुख्यतया प्रतिदिनमपि अस्माभिः पठितव्या सा भगवद्गीताः वेदान्तानां वेदवेदान्तानामपि सारभूतं वर्तते इति वदते भगवद्गीता कृष्णं मुखात् निस्सृता भगवद्गीता वेदानां सारभूतं रामायणं महाभारत महाभारतादपि भगवद्गीता अतीव सरला सुलभा च वर्तते तस्मात् तस्य पठनं पारायणं प्रतिदिनमपि गृहे गृहे भवति